आं सत्यम् एकवारम् अहं पुनश्च मम पितरः उभो अपि मिलित्वा अस्माकं जिल्लाकार्यालयं प्रति गतवन्तः किमर्थं नाम तत् तदानीं एकं किं गौर्मेण्ट्तः कृषकाणां कृते ड्रिप् प्रयोजनम् आगतमासीत् तदानीं वयं तत्र प्रष्टुं गतवन्तः किन्तु यदा वयं गतवन्तः तत्र किं नाम अस्माभिः दशसहस्ररूप्यकं दत्वा तत् स्वीकर्तव्यं भवति तस्या किं धनं व्ययः कीयद्भवति नाम एय्टि तौसण्ड् किन्तु अस्माकं नरेन्द्रमोदी महोदयाः तत् कृषकाणां कृते टेन् तौसण्ड् दशसहस्रे यथा प्राप्येत तथा कृतवन्तासन् किन्तु अस्माकं जिल्लाकार्यालये सः वयं यदा गतवन्तः ते उक्तवन्तः नास्ति भवद्भिः फ़िफ़् किं पञ्चशतसहस्रं दातव्यं भवति नो चेत् तदस्माभिः कार्यं न क्रियते इति किन्तु अस्माभिः कियत् पृष्टं किन्तु सः ब्रष्टाचारः किं ब्रष्टः आसीत् अतः ब्रष्टाचारं बहु कुर्वन् आसीत् अनन्तरम् अस्माभिः अन्येषां निकटे गत्वा पृष्टं एषः किम् एवं भवति अस्माकं कृते न्यायः नास्ति वा कृषकाणां कृते एवं किं वञ्चनं कुर्वन्ति खलु इति किन्तु तदा अस्माकं कृते लाभः कोपि कश्चन लाभः नासीत् अतः अस्माकं कृते बहु दुःखं जातम् अस्माकं कृते ड्रिप् अस्माकं वाटिकायां ड्रिप् अपि न प्राप्तं तस्मात् जलस्य बहु किं वेस्ट् भवति अनन्तरम् अन्तर्जलस्यापि उपयोगः बहु भवति तस्मात् अनन्तरम् अस्माभिः बहुवारं तत्र गत्वा पृष्टं किन्तु ते न व्यवस्था व्यवस्थापितवन्तः अनन्तरं अहं मम पितरः किं द्विचक्रिकायां गच्छन्तस्सन् तदानिं तत्रा किं नाम अस्माकं दोषः किमपि नासीत् तथापि सः किं भवतां द्विचक्रिकायां फ़स्ट् एड् बाक्स् एव नास्ति इति कृत्वा अस्माकमुपरि सहस्ररूप्यकं फ़ैन् स्थापितवन्तः